मम इष्टं खाद्यं वस्तुतः दोसा अस्ति मम पत्नी मां सर्वदा उपहसति अहम् उपाहारगृहङ्गच्छामि तया सह सा तु इच्छति औत्तराहं किञ्चिद् खाद्यं सा तदेव इच्छति तदेव आर्डर् करोति परञ्च सर्वमपि दृष्ट्वा तत्र पुस्तके किं किम् अस्ति खाद्यम् इति सर्वं दृष्ट्वा अन्ततो गत्वा अहं वदानि घीमसालारोस्ट् इति भवतु इति तन्नाम दोसाविषये तादृशः आदरः अस्ति मम गृहे अपि वारद्वयं दोसा कृत्वा दीयते चेत् बहुसन्तोषेण खादामि इदं विहाय मधुरेषु आसक्तिरस्ति मधुराणि बहु इच्छामि अत्र कोयम्बतूर्नगरे कानिचन आपणानि सन्ति आनन्दास् भवनं भवति तत्र अत्यन्तं स्वादिष्टं मधुरं लभ्यते तद् विहाय चाट्स् बहु इष्टं परञ्च एतत् सर्वत्र खादितुं नेच्छामि चाट्स् नाम्ना अभिधीयमानं किञ्चित् वस्तु बहुत्र क्रियते तत् रुचिकरं न भवति वस्तुतः खाद्यं चाट्स् खादनीयं चेत् देहलीनगरं गन्तव्यम् अथवा कोलकता गन्तव्यं दक्षिणभारते चेत् बेङ्गलूरुनगरङ्गन्तव्यं इदं विहाय अन्यत्र तमिल्नाडुनगरेषु गत्वा चाट्स् इति वदामश्चेत् किञ्चिद् दीयते तत्र रुचिर्न भवति